अस्माकं महाविद्यालयेषु मत्परिचिताः बहवः उत्तमस्थानेषु अथवा उत्तम उपाधियुक्ताः सन्ति ते ते सर्वे अपि तेषाम् उपाधि परिमितं कार्यम् अतीव सम्यक्तया कुर्वन्तस्सन्ति भाषास्थाने यः नियुक्तः अस्ति सः भाषापाठनकार्ये आदिनं तत्परः अस्ति व्याकरण आदिशास्त्रेषु ये नियुक्ताः सन्ति ते अपि तत्तद्ग्रन्थान् अतीव उत्साहेन अत्यन्तं सरलतया छात्रान् उद्दिश्य पाठं कुर्वन्तस्सन्ति अतः उपधियुक्ताः सर्वे अपि श्रेष्ठाः ज्येष्ठाः शिक्षकाः तेषां कार्ये निमग्नाः सन्ति अन्यच्च अन्ये कर्मकर्तारः ते अपि स्वच्छताकार्येषु वा अथवा साहायककार्येषु वा नियुक्ताः यथा सौकर्यं यथा अस्माभिः अथवा शिक्षकैः उच्यते तदनुकूलकरं कार्यं कुर्वन्तः स्नेहेन प्रेम्णा च भाषमाणाः सर्वदा कार्यरताः भवन्ति एवम् अस्माकं परिसरः सहृदयैः कार्यं कुर्वद्भिः सर्वदा शोभते अतः उपाधियुक्ताः महाविद्यालयपरिसरस्थाः सर्वेऽपि अत्यन्तम् आनन्देन परस्परं भावयन्तः श्रेयःपरमवाप्स्यथ इत्यस्य वाक्यस्य धन्यतां प्राप्नुवन्तः सन्ति